हरि ओम् नमस्ते ओला केब् सेन्टर् वा कारानस् कार्यानस्य आरक्षणं कर्तुम् इच्छामि मम परिवारैः सह मया एकं देवस्थानं गन्तव्यम् एकं लघु लघु कार्यानम् अपेक्षितं यत्र चत्वारः जनाः उपविष्टुं शक्यते एवम् अन्येकं कियत् किञ्चित् बृहत् कार् यानम् अपेक्षितम् यत्र षड् जनाः उपविष्टुं शक्यते कृपया तेषां मूल्यस्य प्रत्याशा वदतु